नमो नमः आमां वदन्तु अस्तु भवतां भवताम् आधार् कार्ड् तदनन्तरं भावचित्रं तदनन्तरम् एड्रेस् प्रूफ़् अस्ति खलु भवतां समीपे आमाम् अस्तु अस्तु अस्तु तर्हि एतत् एतानि आवश्यकानि अस्ति आमां सर्वाणि सर्वाणि किं सर्टिफ़िकेट्स् अप्लोड् करोतु अस्माकं पोर्टल् मध्ये तदनन्तरम् आफ़्लैन् अपि अत्र वेरिफ़िकेषन् अस्ति तत्र दिनाङ्कमागच्छति तर्हि ता तद्दिनाङ्के भवान् अस्माकम् आफ़ीस् मध्ये आगच्छन्तु

पूर्वं भवान् अप्लोड् करोतु डोक्युमेण्ट्स् तदनन्तरं नोटिफ़िकेशम् आगच्छन्ति आम् आमाम् आम् आम् आं स्वागतम् आम् आम्